द्वादशदिनाङ्कः फेब्रुवरि मासस्य चतुरधिकः द्विसहस्रतमः वर्षः अष्टादशदिनाङ्कः जून मासस्य पञ्चाधिकद्विसहस्रतमः वर्षः दशमदिनाङ्कः अक्टोबर् मासस्य दशोत्तरद्विसहस्रतमः वर्षः त्रिंशत् दिनाङ्कः जनवरी मासस्य नवदशोत्तरम् एकसहस्रतमः वर्षः द्वे दिनाङ्कः फेब्रुवारि मासस्य नवदशोत्तरम् एकसहस्रम्